मम क्षेत्रे तमिळ्नाडु क्षेत्रे अनेकाः क्रीडाः क्रीड्यन्ते यथा क्रिकेट् टेन्निस् कबड्डि इत्यादयः राज्यस्य अन्येषु स्थानेषु विद्यमानानां क्रीडानाम् अपेक्षया भिन्ना इ इत अपि एका ए एका क्रीडा अस्ति त तस्य तस्याः नाम जल्लिक्कट्टु इति एषा क्रीडा बहुवीरधीरक्रीडा भवति किमर्थम् इत्युक्ते वृषभः जनानां मघ्ये मुक्तः भवति तं य यः पुरुषः त तत् वृषभस्य कुब्जम् कुब्जं नियन्त्रयति तस्य पुरस्काररूपेण धनम् अन्यवस्तूनि च यच्छन्ति